तव प्रदेशे राजकीयपक्षः अस्ति इदानीं द्राविडमुन्नेटकलगम् इति दक्षिणभारतीय प्रान्तस्य एकः राजनैतिकपक्षः डि एम् के इति नाम्नः अपि पक्षोयं ख्यातः न्यायपक्षः द्राविडकलगपक्षयोः विभाचितरूपः द्राविडमुन्नेटकलगपक्षः तत्कालः तत्कालस्य प्रथमतया पालनं कृतवान् आसीत् कनानिदिः इदानीं तस्य पुत्रः सुमुक स्टालिन् ते पालनं कुर्वन्ति अस्ति तेषाम् आरम्भकाले सम्यक् इति जनाः सर्वे चिन्तितवन्तः परन्तु आधुनिककाले सर्वे चिन्तयन्ति कदा तेषां पालनं समाप्तं भवति इति चिन्तयन्ति सन्ति कुतः इत्युक्ते तेषां कृते विद्यानिमित्तं ज्ञानम् अधिकं नास्ति इति कारणेन तद्वारा मानवजीवनानां विद्या विषये क्लेशः बहुधा भवति अनन्तरम् जातिविषये अपि क्लेशः भिन्नत्वं प्रदर्शयन्ति तत् कारणात् इदानीं तेषां पालनं राज्यपालनं सम्यक् नास्ति इति अहं वदामि